मम अधीतेषु प्रदानः जीवनपाठः इत्युक्ते वाल्मीकिरामायणे शततमसर्गः यदस्ति तत् मम जीवनपाठः भवति कारणं तत्र शततमे सर्गे तत् सामान्यतः तत् कच्चित् सर्गम् इति वदन्ति तस्मिन् कच्चित् सर्गे विषयः एवम् अस्ति भरत भरतस्य पुनरागमनं तथा पादुकाप्रदानं पादुका पट्टाभिषेकः सर्वं तत्र अस्ति तत्र तस्मिन् सर्गे त्रिसप्ततिश्लोकाः सन्ति तत्र रामः प्रश्नरूपेण राजशास रा राजकारणं राजकीयपाठं भरतं पाठयति कथं भवान् कथं राज भवतः राजाजीवनं कथमस्ति भवान् कथं भवतः मन्त्रिवर्याः तथा सेवकाः सेनाः नायकः सैनिकाः ते ते तेष् तेषां वेतनं समयपूर्वम् सम्यक् समये भवान् ददाति वा न अथवा गुह्यतमं विषयस्य कदाचित् भवान् विशेषमन्त्रिगणेभ्यः सह यदा चर्चां करोति तदा भवतः पत्नी भवतः सह न भवेत् ब भवति वा इति प्रश्नं पृच्छति एतादृश बहूनि प्रश्नानि सन्ति ता यत् तत्र किम् उक्तम् अधुना अपि तत्सर्वमपि प्रस्तुतम् अस्ति इति तदर्थं मम जीवने तस्य प्रभावः अधिकम् अस्ति